अलमेलमा आम् अत्र मम प्रकोष्ठे आगच्छतु आं भवान् बहु सम्यक् छात्रः अस्ति भवान् सम्यक् पठति अन्यत् पठनमेव कार्यं करोति अनन्तरं भवान् भवतः अङ्कमै बहु सम्यक् अस्ति तत् परीक्षायां भवतः अङ्कमपि बहु सम्यक् अस्ति किं कोशं कोशम् आं पठने मात्रं रुचिः वर्तते अन्यत् किमपि कार्यं कर्तुं रुचिः नास्ति वा ओ बहु समयः अस्ति चेत् अत्र यदि भवान् अन्यत्र किम् अन्यत् पठनानन्तरम् अन्यत् अन्यत् कमपि कार्यं तत् अन्यत् अन्यत्र गत्वा किमपि परीक्षायां प्रतियोगितायां भागं स्वीकरोति स्वीकरोतु इति स्वस्य स्वीकर्तुम् इच्छति वा ओ तर्हि अन्यत् किमपि योगाभ्यासः अनन्तरं सङ्गीतं किमपि तत् कर्तुम् इच्छति वा

ओ समयस्य ओ ओ तर्हि अहं तं भवन्तं तत्र छात्रः छात्रावासं निष्कास्य अत्र प्रकोष्ठस्य व्यवस्थां कारयामि भवान् अत्र योगं योगाभ्यासे प्रतियोगितायां भागं स्वस्य गृह्णाति तर्हि भवति वा आं तत्र छात्रः आं वदतु अ ममापि तत् किं किमपि कष्टं नास्ति यदि भवान् इच्छति चेत् अहं छात्रः भवतां भवतां भवन्तं छात्रावासात् निष्कास्य अत्र प्रकोष्ठे अहं व्यवस्थां कारयामि तत्र भोजनव्यवस्था अपि सर्वं भवति भवान् भो भवान् पठित्वा भवतः कार्यं भवान् पठतु सम्यक् पठतु अनन्तरं पठनान्तरम् अहम् अनन्तरं किमपि कार्यं तथा बहिर्भागीयत्वेन धर्मशास्त्रस्य विषये अथवा क्रिया क्रिया क्रीडा क्रीडा किडाङ्गणम् अथवा क्रीडाप्रतियोगितायां भागं गृण्हातु तत्र विजयीभूत्वा आगच्छतु इति मया मन्ये

आ तत्र भवान् प्रकोष्ठे स्वयमेव भोजनं निर्माणं कृत्वा भोक्तव्यं भवति अनन्तरं तत्र भवान् तत् आं वदतु

तत्र भवान् क्रीडाङ्गणं वर्तते क्रीडायाः तत्र क्रीडाङ्गणं गत्वा बालकानां सकाशे क्रीडनमपि करोतु आम् आम् आम् अत्र यदि भवान् तत्र संस्कृतसम्भाषणं तत्र संस्कृतसम्भाषणमपि भवति तत्र सः संस्कृतसम्भाषणमपि कर्तुं शक्यते अस्तु आम् अस्ति तर्हि तर्हि अस्तु धन्यवादः